क्रीडासु भागं गृहित्वा अनेके लाभाः प्राप्यन्ते प्रथमं ग्राम्यक्षेत्रे निवसतः व्यक्तिः क्रीडासु भागं गृहीतुम् अवसरः अस्ति तस्य जीवनम् अतीवसङ्घटितं भवति सः समानमनसः जनैः सः स्वस्य समूहं वर्धयिष्यति यैः जनैः सः सह सम्बद्ध भवति तेभ्यः आवश्यकं साहाय्यं प्राप्नोति क्रीडाकोटायं कार्याय कुत्र आवेदनं कर्तव्यम् इति ज्ञातव्यम् यदि कश्चन क्रीडालुः अत्यन्तसमर्थः प्रतिभान्वितः च भवति तर्हि राष्ट्रस्थरे अन्तर्राष्ट्रियस्थरे वा क्रीडार्थम् अवकाशम् प्राप्नोति पश्चात् मान्यतां च प्राप्नोति तेन तेषां व्यक्तित्वं शारीरिकं मानसिकं च वर्धते